जलस्य शोधनार्थं वयम् एकस्मिन् पात्रे जलं स्वीकृत्य अनिलचुल्लौ स्थापयित्वा तत्र किञ्चित् उष्णं कृत्वा उद्वाल्य तत्र एला लावञ्चकम् मरीचिका एतादृशं किञ्चित् सुगन्धद्रव्याणि संस्थाप्य उद्वाल्य अनन्तरं किञ्चित् शीतलं कृत्वा जलं शीतलं कृत्वा पुनः वयं तत् चालनीं कृत्वा पातुं शक्यते एतदेव अस्माकम् गृहे कर्तुं शक्यते गृहस्य जल शोधनार्थम् एषा प्रक्रिया उत्तमा अस्ति अनन्तरं घटे वा पात्रे वा यत्र कुत्रापि यत्र वयं जलं संस्थाप्य प्रतिदिनं पिबामः तस्मिन् पात्रे एकं तुलसीदलं स्थापयित्वा पिबामः चेत् तत्र अस्माकं तेन जलेन तत् जलं वयं पिबामः चेत् अस्माकं शरीरे व्याधिनिरोधकशक्तिः तत्र आगच्छति तेन रोगाः अपगच्छन्ति अस्माकम् आरोग्यं वृद्धिः भवति जलस्य उ बाह्योपकरणानि न आवश्यकानि केवलं गृहे अपि एतादृशं शोधनं शोधनं उपकरणानि इत्युक्ते इदानीम् उद्वाल्य घटे तुलसीदलं स्थापयित्वा ये ला लावञ्चकं स्थापयित्वा अनन्तरम् एलां स्थापयित्वा एतादृशं सुगन्धद्रव्याणि स्थापयित्वा अनन्तरम् जम्बीरखण्डमपि एकस्मिन् घटे वा पात्रे वा स्थापयित्वा तद् जलं पिबामः चेत् तदपि जलस्य शुद्धिः भवति बहुविधाः प्रक्रियाः सन्ति अस्माकं गृहे कर्तुं शक्नुमः इदानीं बाह्य रासायनिक जलशुद्धियन्त्राणि वयम् उपयोगं न कुर्मः केवलं गृहे एव जलस्य शुद्धिम् एतादृश मार्गे मार्गमनुसृत्य अनुसृत्य वयम् अग्रे गच्छामः चेत् अस्माकम् शरीरस्य आरोग्यं वर्धते अनन्तरं व्याधिनिरोधक शक्तिः अपि तत्र वर्धमानं भवति